नमोनमः महोदय महोदय सुनिलः अस्मि महोदय भवतः पार्श्वे अस्ति मिल्क् सेलर् सः उक्तवान् सः उक्तवान् भवतः पार्श्वे प्रकोष्ठः अस्ति इदानीं रिक्तम् आम् मिल्क् सेलर् मिल्क् सेलर् उक्तवान् कि भवतः पार्श्वे प्रकोष्ठः रिक्तम् अस्ति तदा अस्ति वा आम् महोदय अहम् अध्ययनार्थम् अत्र आगमिष्यामि भवतः पार्श्वे रिक्तम् अस्ति चेत् अहम् अत्र निवसामि महोदय मम परिचयः अस्ति मम नाम सुनीलः अस्ति अस्ति अहं मूलतः जयपुरतः अस्मि इदानीम् इदानीं रिसर्च् इस्कोलर् अस्मि राष्ट्रियसंस्कृतसंस्थानतः

आम् महोदय अहम् आगमिष्यामि इदानीम् महोदय प्रकोष्ठ प्रकोष्ठः समीचीनम् अस्ति प्रकोष्ठे के के आनुकूल्यानि कानि कानि आनुकूल्यानि भविष्यन्ति महोदय आम् आम् आम् म आम् महोदय कति रूप्यकाणि भविस्यति भाटकम् महोदय अष्टसहस्रम् अस्ति चेत् जलस्य व्यवस्थायाः जलस्य भाटकं पृथक्तया भविष्यति वा षड् सहस्ररूप्यकाणि एव भविष्यति आम् कति रुप्यक रूप्यकाणि भविष्यति आम् महोदय महोदय प्रति मासे स्वच्छतायाः विषये किं भविष्यति भवान् करिष्यति स्वस्य विषयं भवान् एव करिष्यति स्वच्छतायाः शुल्कम् अस्ति वा पृथक् पृथक्तया नास्ति महोदय भाटकं ए सी अपि अस्ति वा ए सी अपि अस्ति वा ए सी ए सी प्रकोष्ठे अस्ति महोदय महोदय रेन्ट् एग्रीमेण्ट् इत्यस्य आवश्यकता भविष्यति वा आम् महोदय चिन्ता मास्तु महोदय परन्तु अत्र विद्युत् इत्यस्य शुल्कं पृथक्तया भविष्यति वा महोदय अहं पश्यामि आनुकूल्यं बहु समीचीनं वर्तते परन्तु अहं केवलं षड् सहस्रं रूप्यकाणि दातुं शक्नोमि महोदय अहं विद्युतस्य शुल्कं पृथक्तया दास्यामि जलस्य सुल्कं पृथक्तया दास्यामि महोदय आम् महोदय महोदय अहं श्वः आगमिस्यामि वस्तूनि अहं नेस्यामि अनन्तरं अहं स्थापयामि स्वयमपि आधार् कार्ड एतस्य प्रतिकापि श्वः निश्चयेन दास्यामि महोदय अस्तु महोदय धन्यवादः